प्रथमतया भारतम् एकं प्रजाप्रभुत्त्व देशम् अत्र सर्वे धर्मीयाः हिन्दु क्रिस्टियन् मुस्लिम् जैनबौद्धाः सर्वेपि मिलित्वा वसन्ति सर्वेपि स्वस्य स्वस्य विशेष उत्सवान् आचरन्ति अत्र धार्मिक उत्सवानि उत्सवाः विविधराज्येषु विविधरीत्या आचरन्ति विविधभाषाः अपि वदन्ति तथापि वयं सर्वे मिलित्वा वसामः अत्र अत्र सामान्यतः विवाहः मातापित्र्योः अनुमतिना सह क्रियते स्वपत्या वा स्वपत्न्या वा आजीवपर्यन्तं जीवितुम् इच्छन्ति अपत्यान् सुसंस्कृतान् कर्तुम् इच्छन्ति वृद्धापि अधिकाः स्वपुत्रैः सह निवसन्ति पौत्रदौहित्रैः सह सन्तोषम् अनुभवन्ति विदेशीयान् अतिथिरूपेण स्वीकृत्य सत्कारं कुर्वन्ति अत्र एषः भारतम् विव अन्यदेशेभ्यः भिद्यते अत्र केचन उत्सवाः बहुरोचकखाद्यैः सह आचर्यन्ते केचन उत्सवाः उपवासरीत्या क्रियन्ते अत्र पापकर्मणः वा पुण्यकर्मणः वा फलम् अवश्यम् अत्र एव लभ्यते इति मन्यन्ते